मम शास्त्र अध्यापने भिन्नस्तराः सन्ति तत्र भिन्नस्तराः तव तस्य कक्षायाः अनुसारं भवति यदि कोपि प्रथमवर्षे अस्ति तस्य तस्य शास्त्राध्यापने भिन्नस्तरः भवन्ति कोऽपि तृतीयवर्षे अस्ति तस्यापि भिन्नाः भवन्ति अनन्तरं तत्र मम बि ए ग्रेजुयेशन् इत्यस्मिन् पाठ्यक्रमे मम शास्त्रस्य अध्यापने शास्त्राध्यापने भिन्नस्तराः बहवः सन्ति तत्र प्रारम्भिकछात्रेभ्यः प्रप्रथमतया मङ्गलं मङ्गलाचरणं प्रत्याहारसिद्धिः अच्सन्धिः इत्येतेषां पाठयन्ति अन्येषामपि शास्त्रस्य अध्यापने न्यायः तर्कशास्त्रे अपि तत्र प्रथमं प्रप्रथमं प्रप्रथमतया तत्र सप्तपदार्थाः सन्ति ते सप्तपदार्थाः लक्षणं तस्य धर्मं किं तत्सर्वं तत्र वर्तते अन अनन्तरं प्रबुद्धेभ्यश्च छात्रैः कृते ततोपरि पाठ्यते ते एतादृशं वदामि अत वदामि चेत् तत्र काव्यं भवति अभिज्ञानशाकुन्तलं नाटकं कालिदासविरचितं तत्र तत्पाठ्यते अनन्तरं अनन्तरं पा दशकुमारचरितं दण्डिना कृतं दशकुमारचरितं पाठयति अनन्तरं भोजचम्पू इति चम्पूकाव्यमपि प्रबुद्धिः प्रबुद्धेभ्यश्च कृते पाठयति पाठ्यन्ते अनन्तरं तत्र प्रबुद्धेभ्यश्च कृते तत्र अर्थशास्त्रस्य अध्यापनं भवति अनन्तरं याज्ञवल्कस्मृतिः भवति अनन्तरम् अनं तत्र वेदभाष्यमपि पाठयन्ति प्रबुद्धेभ्यश्च